घाडी नम्बर् दो बछाये वयं कलालयमध्ये कलालयमध्ये टूर् टूर् सङ्घटित्वा प्रातःकाले सप्त सप्तवादने वयं कलालयमध्ये एक सर्वाः जनाः सन्ति अस्य एकस्य अस्य जलागारमध्याह्नानाम व्यङ्का जलं मध्यम स्रोतपरिवारस्य परिगणितम् अस्ति किं भाषामध्ये परिगणितं नास्ति किन्तु वयं सर्वाह्व्य वयं सर्वं कुर्मः गा रैल्गाडिमध्ये वयं वयं ट्रिवेण्ड्रंमध्ये मुम्बै मुम्बै गच्छामः संस्कृतभाषायाः सर्वम् प्रसिद्धम् अस्ति किन्तु भाषापरिवारस्य वयं कुर्वन्ति अहम् आवां वयम् त्वं युवां यूयं भाषामध्ये यकारस्यकाले वकारागमे कुचुटुतुपु इकोयणचि वयं कालः इव कालो वा यकारस्य अवग आले रैल्मध्यानम् सम्पूर्णम् आग् आगत्य प्रातःकाले इतकालो वा इष्टवासन्नम् अपि प्रातःकाले इव कालो वा यकारम् यात्रा प्राप्तौ वसति विधरक्षणायमर्थम् अर्थाङ्गतयो वदिष्णुतां कुर्वामः नारदादीजनानाम्मध्ये कुर्वन्ति च नाम अस्मिन् वयं कुर्मः अस्माकम्